अत्र चिकित्सालयानां सङ्ख्या अधिका अस्ति सर्वेषु वैद्यकीयक्षेत्रेषु चिकित्सालयः अत्र सन्ति यथा अस्तिचिकित्सायाः उपरि अनन्तरं हृदयचिकित्सा अनन्तरं बालानां चिकित्सा अनन्तरं सर्वे किं त्वचा चिकित्सा परं तत्र सम्मर्दः भवतीति न जनादिक्यं भवति इति न केवलं जनादिक्यं दृश्यते तत्र सर्वकारस्य ये चिकित्सालयाः सन्ति तत्र सर्वे सर्वस्य रोगस्य उपरि यत्र चिकित्सां भवति सर्वकारस्य चिकित्सालयः तत्र किञ्चित् जनाधिक्यं दृश्यते अनन्तरं किम् वैयक्तिके ये चिकित्सालयाः सन्ति तत्र तु केवलं दीर्घा बहु किं दीर्घाव्याधिः अस्ति वा किञ्चित् बहुकिमपि भवति चिकित्सा दृष्ट्या तदा एव तत्र आपरेशन् इत्यादिकं चिकित्सां करणीयमस्ति तर्हि तदा एव तत्र गन्तव्यम् आवश्यकता भवति साधारणतया अनन्तरं केवलं जनादिक्यं तत्र सर्वकारस्य चिकित्सालयेव अधिकं दृश्यते नो चेत् अधिकं तथा नास्ति परं सर्वेषु क्षेत्रेषु वैद्यकीयक्षेत्रे सर्वे स्पेशलैसेशन्स् भवति खलु तत् तस्य ततः सर्वे चिकित्सालयाः अत्र उपलब्धाः सन्ति पर्याप्तम्